अहं प्रायः सीवनं पञ्चवर्षाणि यावद् अधीतवती तत्र मह्यं बहुकष्टकरम् इति भासमानः विन्यासः निचोलः निचोले तावद् बहुत्र कर्तनम् सीवनम् इत्यादिकं भवति इत्यस्माद् तद् मह्यं बहुकष्टकरम् इति अभात् तस्य सीवनार्थं मया प्रायः एकमासः स्वीकृतः वर्तते एकस्मिन् मासे सीवनं पुनः निष्कासनं सीवनं पुनः निष्कासनम् इति वारं वारं कृतं वर्तते अतः मह्यं तद् बहुकष्टकमिति अभात् अपि च निचोले पृष्टतः भागे ये विन्यासाः क्रियन्ते ते अपि मह्यं बहु कष्टं जनयन्ति यतः तत्र पैपिङ्ग् कर्तव्यं टक्स् दातव्यम् इत्यादिकं मह्यं क्लेशं जनयति अतः अहं तद् निचोलं सीवयितुं न इच्छामि